मम इष्टतमा पुस्तकशृङ्खला अस्ति भागवतशृङ्खला कथाशृङ्खला तत् शृङ्खला सा शृङ्खला मह्यं बहु रोचते किमर्थम् इत्युक्ते कृष्णस्य चरित्रं चरित्रं चरित्रमस्ति किल तस्य कृष्णस्य बाल्यलीलाः बालाः बाल्यकालात् क्रीडनविषये अस्ति तस्य कृष्णस्य बाल्यलीलाः लीलाः पठित्वा पठित्वा अहं सर्वं विस्मरामि तस्य कृष्णस्य बाल्यकालात् क्रीडानं क्रीडनं सर्वं मनसि बहु आनन्दं जनयति तदर्थं भागवतं शृङ्खला भागवतकथाशृङ्लाख मम कृते बहु बहु रोचते तस्य पठनात् अहं बहु आनन्दम् अनुभवामि अनुभवामि